हरि ओम् किम् इयं ताज् रेस्टोरेण्ट् इति भोजनालयस्य संख्या अहं भोजनम् ओर्डर् कर्तुं दूरवाणीं कृतवान् किम् अद्य अयं भोजनालयः उद्घाटितः